अस्माकं प्रदेशे सामान्यतः अवकरनिष्कासनविषये समस्या अस्ति नागरिकसंस्थातः कर्मकरः आगत्य अवकरं निष्कासितव्यं ते नियमेन न आगच्छन्ति तस्य कारणात् अन्यत्र अवकरः नीतव्यः भवति तत्र क्षिप्तव्यः भवति जनप्रतिनिधयः सर्वकारस्य संस्थायां कार्यस्य गुणविषये कीदृशः कार्याणि कृतानि भवन्ति इति अवधेयं दातव्यमस्ति इन्टर्नल् कन्ट्रोल् इन्टर्नल् क्वालिटि चेक् एवं कार्य विषये तैः चिन्तयित्त्वा किमपि व्यवस्था करणीया सर्वकर सर्वकरस्य उद्योगिनः कथं कार्यं कुर्वन्ति इति इत्यत्र किमपि करणीयमस्ति